अन्तर्जालमाध्यमेन मया हस्तस्यूतः स्वीकृतः स च यदा हस्तस्वीकृतः गृहं प्रति आगतः मया यथा दृष्टमासीत् तद्वदेव आगतं तथा च तत्र यद् मया चिन्तितमासीत् तथा सू स्यूते ये ये विभागाः अ अथवा यत् किमपि तदपेक्षया इतोऽपि उत्तममिति आसीत् तथा च स्यूतस्य किञ्चित् क्वालिटी अपि सम्यक् एव आसीत् क्रयणात् पूर्वं मया चिन्तितमासीत् किञ्चित् असम्यक् स्यात् इति किन्तु तथा न आसीत् यद्मूल्यं मया दत्तं तद्मूल्यं मूल्यस्य साफल्यं जातम् इति मे भाति